मम चित्रकालः मम बाल्यकाले मम बहु अत्र अच्चा इष्टतमं कार्यं भवति अत्र मम नूतन किञ्चित् किञ्चित् च चित्राणि मम स्वयं चित्रकला वर्तते तत्र रुचिः प्राप्तः मम प फलं अन्यः अन्यः दृश्यानि अन्यः अन्यः पिक्चराणि चित्राणि अन्यः अन्यः वस्तूनि दृष्ट्वा मम तत् चित्रकला अस्य इष्टं वर्तते तत्र इष्टतमः चित्रकारः पिकासो पिका इति अत्र अत्र अत्र वः बहुत्र एकं प्रसिद्धः व्यक्तिः अत्र इन्दिया एकं प्रसिद्धः चित्रकारः भवति चित्रकला अत्र मनोवैज्ञानिकविकासः वर्तते मनसः शान्तिः लब्धः मनसः सन्तुष्टः वर्तते अत्र सङ्कटः दूरीकरोति तत्र सन्तुष्टः समादानं च क्रियेते तत्र चित्रकला मम इष्टकार्यं भवति तत्र चित्रकला समये मम सङ्कटः दूरीकरोति तत्र चित्रकला बहु साधारणतः अत्र अच्छ कार्याणि भवति